तत्र रोगेषु भिन्नभिन्नाः भवन्ति इदानीन्तनकाले तत्र प्राचीनकाले विद्यमानानाम् औषधमेव स्वीकृत्य इदानीन्तनकाले विद्यामानां रोगान् अपि दूरीकर्तुं शक्यते तत्र उदाहरणार्थं तत्र विंशतितमे वर्षे कोरोन् इति एकः रोगः आगतः

तत्र कषायादिकं स्वीकृत्य पानीयं स्वीकृत्य तद्रोगं दूरीकर्तुं तत्र प्रयन्तङ्कृतवन्तः तस्य फलितांशोपि सपलः एव अभवत् अतः नूतनपद्धति इव नूतना पद्धत्या अपेक्षया तत्र प्राचीनपद्धतिः यः अस्ति तत् चिकित्सापद्धति यः अस्ति स एव इदानीं श्रेष्ठा भवति इति वक्तुं शक्यते